सङ्गणकयन्त्रं तु आधुनिककाले बहुशः व्यवह्रियते सर्वत्र कार्येषु तस्य उपयोगः भवति अहमपि तस्य उपयोगं करोमि मम शोधकार्ये तस्य प्रयोगः भवति विविधविषयस्य अनुसन्धानं सङ्गणकेन करोमि पुनश्च अनुसन्धानपत्रस्य अपि अन्वेषणं सङ्गणकेनैव करोमि सङ्गणकेन अनायासेन तत् सर्वं प्राप्नोमि सङ्गणकं मम कठिनकार्यम् अनायासं विदधाति